प्रायः अहम् आपणेषु खादितुं न इच्छामि तदापि अहं खादितुम् इच्छामि किमर्थम् इत्युक्ते यानि खाद्यानि गृहे कर्तुं न शक्यते तद् कुत्र खादामः आम् आपणेषु एव किल तदर्थमेव अहं प्रतिदिनं न गच्छामि मासे एकवारं वा द्विवारं वा त्रिवारं वा तादृशं कुटुम्बसमेतं गत्वा एकम् आपणेषु आ आपणेषु तत्र गत्वा पीज़ा वा अनन्तरं समोसा कछोरि अन्यमिष्टकानि अनन्तरं जिलेबि तत्र उष्णम् उष्णं जिलेबि कुर्वन्ति तत्र जीरा अस्ति किल तत्र अन्तः अन्तः तद् उपरि स्थापयित्वा अपि यच्छन्ति अनन्तरं तु ऐस्क्रीम् पयोहिमं तत्सर्वं गृहे वयं खादितुं शक्नुमः परं तदापि तद् यत् रुचिः तत् आगन्तव्यं तत्र आगच्छति परन्तु यदापि वयं वदामः गृह गृहे यद् भोजनं खादन्ति तद् स्वास्थ्यार्थं सम्यक् भवन्ति तदापि भोजनम् इति वदामः चेत् स्वास्थ्यस्य पूर्वमेकम् आगच्छति तदेव रुचिः षड् रुचिः भवति चेदेव तद् भोजनं द्वितीयमेव स्वास्यं स्वास्थ्यम् तथैव गृहात् बहिः वयं खादामः आपणेषु अहं सम्यक् खादितुम् इच्छामि अहं यदा उक्तवान् पीज़ा समोसा बर्गर् तत्सर्वं सम्यक् खादितुम् इच्छामि